शालायां कौशलकार्यं बहु उत्तमरीत्या क्रियते तत्र विभिन्नप्रकारस्य सामग्रीनिर्माणं पाठ्यते अधुना विभिन्नेषु विद्यालयेषु अपि अस्मिन् कार्ये बलं दत्तम् अस्ति मम बाल्यकाले एतादृशं कुशलं कार्यं विद्यालये पाठ्यते स्म हस्तेन विभिन्नप्रकारस्य सामग्रीणां निर्माणं मृत्तिकायाः विभिन्नप्रकारस्य सामग्रीणां निर्माणं वेणुतः विभिन्नविविधप्रकारस्य सामग्रीणां निर्माणम् इत्यादयः उपदिष्टाः आसन् तत्र विभिन्नसामग्रीणां निर्माणम् अहं पठितवती